हा नमो नमः महोदया महोदया क्षमा अपेक्ष्ये अपेक्ष्ये अपि अपेक्ष्यते महोदया एकं कार्यम् अस्ति ट्राफ़िक् लैन् मध्ये बहु बहु गम्भीरतया चालयति वाहनं

अहं किं करोमि अहं करणीयं महोदया कर्तव्यम् एवं क्षम्यतां महोदया परञ्च एतद् विषये अहं चलामि का काटयामि महोदया महोदया तर्हि मुद्राः कति कति कति हा हरिः ओं मम महोदया तत्र तर्हि मुद्राः मुद्राः कति जाताः कति मुद्राः एवं तर्हि कुत्र आगच्छति एवं डिपोजिट् करोमि एवं ह कुत्र अस्ति एतद् एतत् एतत् एतद् अच्चा मम पूर्वभागे अस्ति वा प्राच्यभागे एवम् एवं तर्हि महोदया महोदया एकं क्षम्यतां महोदया एवम् एवं महोदयस अग्रिमम् अ अग्रिमकाले अहम् अनन्तरं कदापि न भविष्यति एवं तु हरिः ओं महोदया एका वृद्धा अस्ति हा वृद्धा वृद्धा वृद्धा नरः तर्हि एतत् कारणात् अहं दूरवाणीं करोमि कृतवान् एवमेवम् अस्तु